मञ्जुनाथभट्टः वा मञ्जुनाथभट्टः वा हरि ओम् हरि ओम् महोदय हरि ओम् अहम् अहं नटराज जोषी इति उडुपि संस्कृतमहाविद्यालयस्य ज्योतिषछात्रः अहम् हा अहम् उडुपिसंस्कृतमहाविद्यालये आचार्यकक्षायाम् अध्ययनं कुर्वन्नस्मि अत्र ज्योतिषविषये अध्ययनं कुर्वन्नस्मि तत्र अहम् एकं जिज्ञासा वर्तते किमिति चेत् ज्योतिषे खगोलविज्ञानम् इति एकं वर्तते सत्यं वा तत्र खगोलविज्ञानं नाम किं तथा च खगोलविज्ञाने किमस्ति कस्मिन् विषये तत्र वर्तते तथा च खगोलविज्ञानतः किमावश्यकम् इत्यादिकम् एकं जिज्ञासा वर्तते तथा च आकाशे ग्रहाः सञ्चरन्ति कथं सञ्चरन्ति ग्रहाः तथा च कति ग्रहाः सञ्चरन्ति वयं नव ग्रहाः इति व्यवहारं कर्तुं शक्यते तत्र नवग्रहाः अपि सञ्चरन्ति वा इति मम जिज्ञासा तज्जिज्ञासा परिहरन्तु इति सम्प्रार्थ्यते आचार्याः अस्तु हा अस्तु भो सत्यम् सत्यम् हा अस्तु सत्यम्

अस्तु समीचीनम्

ओहो एवम् एवम् अस्तु हा हा वर्तते अस्तु हा सञ्चरन्ति अस्तु भो एवं वा धन्यवादः आचार्याः अहं जिज्ञासा परिहर् परिहृतं युष्माकं बहु धन्यवादः पुनर्मिलामः अग्रिमजिज्ञासा वर्तेते चेत् दूरवाणीं करोमि धन्यवादः